महोदय प्रणमामि वस्तुतः मम कार्यार्थम् इदानीम् अन्यत्र गच्छन् अ आसीत् अहं अतः क्याब् बुक् कृतवान् अहं तत्र वस्तुतः दशवादने एव मम प्रस्थानम् आसीत् इदानीं तु सार्धदशवादनं जातम् एतावद् पर्यन्तं सः यः चालकः अस्ति क्याब् चालकः सः एतावत् पर्यन्तं न आगतवान् इत्यतः अहम् एतद् क्यान्सल् कुर्वन् अस्मि मम प्रस्थानम्